आदुविद चित्रं चित्रामः तस्मिन् काले यद्यपि क्लेशः भवत्येव किन्तु अभ्यासेनैव तत्र परिहारः इति वक्तुं शक्यते किन्तु सामान्यतः प्रथमतः पुष्पादीनां चित्रम् एवं ग्रहादीनां चित्रं सूर्यः चन्द्रः इत्यादयः लघुलघुवस्तूनां चित्रं चित्र्यते चेत् तत्र आनन्दोऽपि जायते छात्राणां कृते तेन तेषां चित्रणे तावत् क्लेशोऽपि न भवति अतः तत्र कष्टकरम् इति किमपि नास्ति आनन्दोऽपि जायते चित्रमपि सम्यक् दृश्यते एवं तथाविधम् अभ्यासं कर्तुं शक्यते मया यदा चित्रं पठितुम् आरब्धं तस्मिन् काले मया एतैः एव आरब्धम् अनेन च मम बहु सन्तोषः जायते स्म सामान्यतः सर्वेभ्यः यत्र व्यक्त्यादीनां चित्रं चित्रणीयं भवति तत्र क्लेशः जायते ममापि तत्रैव क्लेशः तत्र अभ्यासः क्रमो नाम पुनःपुनः परिश्रमं स्थाप्य पुनःपुनः तस्यैव अभ्यासः इति